अहं राजस्थानप्रान्तस्य बासवाडामण्डले निवसामि मम मण्डले राजकीयम् अनुदानं सम्यगस्ति मम मण्डलस्य अभिवृद्धौ अनुदानस्य योगदानं समीचीनं वर्तते अत्र सर्वकारस्य साहाय्यं यद्वर्तते तद् यथा विद्यालयीयव्यवस्था सम्यक् अस्ति अत्र शौचालयस्य व्यवस्था समीचीना वर्तते किञ्चित् मार्गविषये किञ्चित् सम्यक् नास्ति इति अहं जाने इति अहं वदामि यतोऽहि सामान्यतया तु सम् सम्यक् अस्ति किन्तु वर्षा ऋतौ सर्वत्र कर्दमः भवति खलु अतः इतस्ततः गमने अतीवसमस्या भवति पुनः ग्रामस्य पार्श्वे यत् सेतुः अस्ति वर्षा ऋतौ तत्र किम् अप्लावितं भवति पूरितं भवति तर्हि तस्मिन् समये गमनागमनम् अपि विरुद्धं भवति अतः किञ्चित् निवेदनमस्ति यदि एतदपि सम्यक् स्यात् इत्युक्ते मम मण्डले किञ्चित् मार्गस्य व्यवस्था यदि समीचीना स्यात् तर्हि इतोऽपि उत्तमं स्यात् इति अहं वक्तुम् इच्छामि